प्रफुल्लः भवति ज्येष्ठानां कृते योगासनं भवति हास्यासङ्गः भवति प्रण प्राणयामं कार्यक्रमः इत्यादि भवति क्रीडोत्स्वः भवति नारीणां कृते शाटिकानां धृत्वा वाकथान् भवति युवानां कृते रेलि भवति वृद्धानां कृते प्रवचनानि भवन्ति